नमो नमः हा वदतु महोदय हा आमाम् अहमेव एव भवान् कः

हा शाकानि शाकानि क्रेतुमिच्छति किम् अहम् आम् अहं कृषिकः आम् सत्यं सत्यम् अस्तु भवान् अस्तु वदतु वदतु महोदय किं कः कः एकः ह विक्रयणं क्रेतुम् उत्तमम् उत्तमं ह उत्तमं महोदय उत्तमं तर्हि तर्हि कानि कीदृशानि शाकानि भवान् इच्छति अस्माकम् अस्माकम् उद्याने वयम् इदानीं कूष्माण्डः अस्ति उर्वारुकम् अस्ति अनन्तरम् आलुकम् अस्ति इदानीं बिम्बफलमस्ति गृञ्जनकं गृञ्जनकम् इदानीम् अस्माकम् उद्याने न भवति कदाचित् बहिः बहिस्तादपि आगच्छति अनन्तरं कारवेल्लम् अस्ति वृन्ताकम् एवं भ भिण्डन भिण्डनकम् अस्ति तत्र कीदृशानि हा गृञ्जनकमपि अस्ति परन्तु गृञ्जनकं सर्वदा न आगच्छति कदाचित् वयम् अन्यत् अन्यस्मात् प्रदेशादपि आनयामः तदपि आगच्छति परन्तु सामान्यतः सम्यगेव भवति अत्र केमिकल्स् बहु न्यूनमेव भवति रसायनस्य उपयोगः स्वल्पः एव भवति आर्गानिक् अपि अस्ति अत्र रसायनस्य उपयोगः सर्वदा न भवति तादृशम् उद्यानमपि अस्ति तत्र आं ह तर्हि सामान्यतः यदि रसायस्य उपयोगः न भवति तर्हि भवान् एकसप्ताहपर्यन्तं तत्र आपणे स्थापयित्वा तदनन्तरं यः जनः ततः स्वीकरोति सः सामान्यतः तत्र भिन्नभिन्नेभ्यः शाकं शाकेभ्यः भिन्नभिन्नसमयः भवति ते सामान्यतः अत्र इदानीं कूष्माण्डसदृशशाकम् अस्ति चेत्

परन्तु कानिचन शाकानि भिण्डिनकप्रदेशशाकानि उर्वारुकम् एतादृशशाकानि तावन्ति दिनानि बहिः स्थापयितुं न शक्नुमः तत्र तस्य तेषां तेषां तु प्रायः पञ्चदशसु दिनेषु तेषां विक्रयणं भवतु इति अस्ति तु हा आलुकम् आलुकं पलाण्डुः हा तदपि अस्ति आलुकं पलाण्डुः एतद् एतदपि अस्ति अस्माकं समीपे आलुकं तत्र आलुकं तु अवश्यम् आर्गानिक् एव अस्ति ह अपि पलाण्डुः अपि आर्गेनिक् अस्ति आर्गेन् न नार्मल् अपि अस्ति तदि नार्मल् इति वदामि तत्रापि रसायनस्य उपयोगः तु बहु न्यूनः एव भवति अस्माकं समीपे तर्हि भवान् भवान् किम् इच्छति इति भवान् एकवारं दृष्ट्वा अस्माकं किम् आवश्यकम् इत्युक्ते इत्युक्ते पूर्वमेव तत्र पूर्वसूचना आवश्यकी अतः तद् आधारेणे एव वयं सामान्यतः एकमासपूर्वमेव वदति चेदेव किञ्चित् वयं तदर्थं सज्जतां आ इदानीं वयम् अस्माकं फ़ार्म् अस्ति मण्डया प्रदेशे अस्ति तत्र तत्रापि अस्ति तद् पूर्वं पूर्वं रामनगरे अपि लघु फ़ाम् अस्ति मण्डया मध्ये आर्गेनिक् फ़ाम् अस्ति इदानीं रामनगरे तु सामान्यं यद् आर्गेनिक् नास्ति तादृशं फ़ाम् अस्ति तत्र यद् आवश्यकतानुसारंदानीं मण्डयातः सप्ताहे द्विवारम् आगच्छति रामनगरतः सप्ताहे चतुर्वारं बेङ्गलूर्नगरात् बेङ्गलूर्नगरम् आगच्छति क् आगच्छति हा ह कियत्वशकम् इति वदतु यदि अतीव लघु अस्ति तर्हि इदानीमेव प्रायः किञ्चित् सेम्पल् निमित्तम् इव दातुं शक्नुमः परन्तु अधिकम् आवश्यकं चेत् किञ्चित् पूर्वसूचना आवश्यकी अस्ति ओ अस्तु अस्तु इदानीम् इदानीं पञ्चाशत् प्रायः प्रायः न शक्यते अग्रिमसप्ताहात् पञ्चाशत् के जि शक्यते इदानीम् अग्रिमेषु प्रायः श्वः न परश्वः आरभ्य शतं किलोग्राम्स् दातुं शक्नोति अग्रिमसप्ताहे शनिवासरादरभ्य पञ्चाशत् शक्यते शक्यते तदहम् अतः एकवारं दृष्ट्वा अहं सूचयिष्यामि

यदि शक्यते हा अवश्यम् आ अवश्यम् आगच्छतु तत्र तत्रत्यान अहं सूचयामि यदा भवान् एकवारं दूरवाण्या आनयतु अहं तत्रत्यजनान् सूचयिष्यामि भवान् तत्र गत्वा अवश्यं पश्यतु दृष्ट्वा यथेष्टं यत् शाकम् आवश्यकं तद् भवान् आवश्यं शृनोतु महोय सम्यक् अस्तु राम राम राम राम राम